मम नाम श्रियः मम मित्रवराः शतजनाः पार्टिनिमित्तार्थम् आगच्छन्ति तेभ्यः अहम् आहारान् आर्डर् कर्तुम् इच्छामि तत्र शतजनानां कृते भोजनम् अपेक्षितं तत्र आदौ चपातिका भवेत् रोटिका भवेत् तेभ्यः व्यजनं पनीर्व्यजनमपेक्षितम् तेन सह पलाव् दध्यन्नम् टोमेटो रैस् इत्यादिकमपेक्षितम् अपि च फलस्य ऐस्क्रीम् अपेक्षितम् अनन्तरं फलं सर्वविधफलम् अपेक्षितं तत्र अन्तिमे मधुरमपि अपेक्षितम् मधुरं तावत् आम्रस्य भवेत् आम्रस्य मधुरमपेक्षितम् अनन्तरं पानार्थम् आम्रम् आम्ररसमपेक्षितम् रसायनमपेक्षितम् अपि च पन्नीर् अर्थात् पन्नीर् इत् इत् विशेषस्य खाद्यमपेक्षितम् शतजनानां कृते अपेक्षितं रात्रौ दशवादनात् प्राक् बेङ्गळूरुनगरस्थ चन्नैनळ्ळि ग्रामे इदं सर्वम् अपेक्षितम् अनेन सह अन्ते ताम्बूलमपि अपेक्षितम् इत्येवं शतजनानां कृते पर्वदिननिमित्ततया इदं सर्वं रात्रौ दशवादनाभ्यन्तरे चन्नैनळ्ळिमध्ये अपेक्षितम्